हरि ओं भगिनी कथमस्ति रिया भवती नाग्पुरे वसति किल आमां स् अहं तु समीचीना अस्मि नाम एकं मम कार्यमस्ति यत् अत्र कापी ड्रैवर् कृते नाम प्रवासार्थमेकम् आव आवश्यकं मम वार्ता अस्ति यत् अत्र कथं प्रचलति नाम उबर् चलति वा ओल्ला चलति इति वा नाम कथं कार्यं कुर्वन्ती इति तत् सम्यक् कुर्वन्ति वा न वा इति आमाम् आम् एवमेवं धन्यवादः